नम्यतायाः देहस्य नम्यतायाः वर्धनस्य कृते सूर्यनमस्कारः अस्ति जठरे जठरपरिवर्तनासनम् शशांकासनम् पादहस्तासनम् भुजंगासनम् चक्रासनम् इत्येतानि आसनानि सन्ति पवनमुक्तासनमपि अस्ति देहस्य बलस्य वर्धन वर्धने शलभाभासनम् अस्ति सूर्यनमस्कारः अपि देहस्य बलवर्द वर्धने शक्तः अस्ति इति बहूनि आसनानि देहस्य ष बलस्य वर्धने नम्यतायाः अपि उपयोगं भवति उपयोगाय भवति